क्ल कला प्रदर्शिनी प्रदर्शिन्यां भागग्रहणम् अहं बहु न्यूनं करोमि परन्तु कदाचित् अहं कृतवती पूर्वं यथा मम शाला अहं यदा शालां गच्छन्ती आसं तदा एकस्मिन् नाटके अहं भागग्रहणं कृतवती तत्र बहु सम्यक् भवति प्रक्टिस् इत्यादिकं कारयन्ति अतः तत्र मनोरञ्जनम् अपि बहु भविष्यति अन्यैः साकं मेलनं भविष्यति अतः तत् सम्यक् एव पुनः कलायाः वर्धनमपि भवति अस्माकं नाम अस् अस्माकं मनसि प्रमा कलां प्रति वर्धते अतः कला अपि अस् अस्माभिः वर्धते अतः कलायां भागग्रहणं बहु इम्पोर्टेण्ट् इति अहं वक्तुम् इच्छामि परन्तु इद इदानीं तु अहं कलाप्रदर्शनी प्रदर्शिन्यां तु न गच्छामि परन्तु यदि काम्पिटेषन्स् इत्यादिकं सन्ति चेत् तत्र तु गच्छामि यथा सङ्गीतं काम्पिटेषन् यदि वर्तते चेत् तत्र तु भागग्रहणं करोमि एव येन कान्फ़िडेन्स् अपि बहु वर्धते भागं भागग्रहणेन अतः तत्र कला कलाप्रदर्शिन्यां भागग्रहणं बहु महत्वपूर्णं यतो हि अस्माकं मनसि कान्फ़िडेन्स् यद् वर्धते तद् बहु इम्पार्टेण्ट् वर्तते जीवने इति कृत्वा तद् इम्पार्टेण्ट् एव इति वक्तुमिच्छामि